भारतस्य आरोग्यव्यवस्था विषये कापि समस्या नास्ति किम् अत्युत्तमा व्यवस्था अत्र अस्ति वयं पश्यामः चेत् करोना समये सर्वे अपि देशाः तस्मिन् समये कष्टम् अनुभूतवन्तः किन्तु अस्मदीया अस्माकं देशस्ताः अथवा अस्माकं देशः यं यत् कष्टम् अनुभूतः तत् नूनम् इति एव भावयामि शीघ्रातिशीघ्ररूपेण अस्माकं वैज्ञानिकाः व्याक्सिन् अपि सज्जीकृत्य अस्माकङ्कृते दत्तवन्तः एवं वेक्सिनेशन् एवं वेण्टिलेटर् व्यवस्था इत्यादिकं सर्वमपि अत्र उत्तमतया एव आसीत् अतः बहुशः अन्ये अन्यैः देशैः अत्र आप्रेशन् इत्यादि कर्तुम् अत्र रोगिणः आगच्छन्तः सन्ति अतः आरोग्य विषये अस्माकं देशस्य व्यवस्था अत्युत्तमा इत्येव अहं भावयामि कापि समस्या नास्ति